अङ्यन्ते ज्ञायन्ते अमीभिरिति अङ्गानि इति व्युत्पत्त्यनुसारेण अङ्गशब्दस्य अर्थः उपकारको वर्तते वेदार्थज्ञानाय येषां शास्त्रामाम् आवश्यकता भवति तानि एव शास्त्राणि वेदाङ्गानि इति कथ्यन्ते शिक्षाकल्पव्याकरणनिरुक्तछन्दोज्योतींषि भवन्ति षड्वेदाङ्गानि उक्तञ्च शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसा चयः ज्योतिषामयनं चैव वेदाङ्गानि षडैव तु बौधिकवाङ्ग्मये सर्वप्रथमं वेदमन्त्राणां यथा यथोच्चारणम् आवश्यकम् अस्ति अस्मिन् उच्चारणकर्मणि उपकारकं वेदाङ्गं शिक्षा इति कथ्यते वेदाध्ययनस्य मुख्यप्रयोजनं तु यज्ञयागादिकस्य कर्मकाण्डस्य च अनुस्थानम् अस्ति एतस्मिन् अर्थे प्रवृतस्य वेदाङ्गस्य नाम कल्पो अस्ति शब्दानां प्रकृतिप्रत्ययादीनां समुचितं ज्ञानं व्याकरणं विना असम्भवम् अस्ति अतः व्याकरणम् अपि वेदाङ्गमेव अस्ति वेदाः छन्दोबद्धाः सन्ति अतः एव तेषाम् उच्चारणाय छन्दोज्ञानम् आवश्यकम् अस्ति पुनः जोतिषवेदाङ्गं यज्ञानाम् अनुष्ठाने समुचितं कालं स्मारयति निर्दिशति च